अस्माकं शिवमोग्गाप्रदेशे अथवा सागरासिसीप्रदेशे वर्षत्रये वर्षचतुष्टये वा मारीजात्रे इति भविष्यति तत्र जनाः लक्षाधिकाः जनाः आगमिष्यन्ति तत्र प्रातःकालादारभ्य सायङ्कालपर्यन्तम् अटनङ्कृत्वा मारीदेव्याः दर्शनङ्कृत्वा सन्तोषमनुभवन्ति अनन्तरं छात्राः बालाः अपि आगच्छन्ति तत्र खेलयन्ति सुखं सन्तोषञ्च अनुभवन्ति सामान्यतः मल्नाडुप्रदेशे मारीजात्रा नाम वैशिष्ट्यपूर्णं पर्व अतः जनाः सन्तोषमनुभवन्ति अत्र अस्माकं यदि पर्व समापयति अनन्तरं वर्षत्रयं वयं विरामं प्राप्नुमः अनन्तरं पुनः मारीजात्रा भविष्यति वयं सर्वे तत्र गत्वा सुखं सन्तोषञ्च अनुभवामः